मम प्रदेशस्य विषयः इत्थमस्ति प्रदेशः वर्तते येल्लापुरः तत्र प्रसिद्धस्थलानि बहुषु वर्तन्ते अपि च तत्र एवं वार्ता अस्ति पूर्वं कश्चन राजा आसीत् सः एकां नदीं ततः कुत्रचित् स्थानेषु आसीत् सा नदी तत् अयम् अत्र आनीतवान् इति वार्ता अस्ति इति श्रूयते अपि च यल्लापुरेषु बहु फ़ाल्स् वर्तते अर्थात् जलपातम् मागोड् फ़ाल्स् अस्ति अपि च सातोड्डि इत्थं पञ्चषड् फ़ाल्स् वर्तन्ते अपि च तत्रत्यः अभिवृद्धिं कः पश्यति इत्युक्ते अनन्त्कुमारहेगडे इति अस्ति सः पश्यति इदानीं पञ्चवर्षाणां कालः यावान् सः स्वीकृतवान् अस्ति स एव आगच्छति स प्रतिवर्षम् तेन बहु किमपि कृतमस्ति इत्यपि नास्ति किमपि न कृतम् इत्यपि नास्ति रोड् समीकरणम् इत्यादिकं सर्वं कृतवान् तथैव इतोपि अहं करोमि इति आश्वासनमपि दत्तवान् न कृतं वर्तते इति एतावता तद्विषये अस्माकं सर्वेषामपि किञ्चित् दुःखभावः वर्तते इतोपि क्रियते चेत् सम्यक् भवति स्म इति अपि च यल्लापुरे वर्षत्रये एकवारं जात्रा भविष्यति तत्र तु काळम्मा अपि च देवम्मा इति उभौ देवताविशेषौ इत्थं यल्लापुरे वर्तते अपि च तत्र तावत् एल्लापुरे बहवः ग्रामाः सन्ति उदारणार्थं लिङ्गनगोप्पा इति स्वीकुर्मः